हरिः ओं महोदय अहम् आगच्छामि वा धन्यवादः महोदय अहं श्रीजाघोषः अहं वङ्गतः आगतवती अहं शास्त्रीपर्यन्तं बङ्गे अधीतवती तदनन्तरमहं शृङ्गागिरिमध्ये राजीवगान्धिपरिसरे अधीतवती आचार्य अहं व्याकरणशास्त्रम् अधीतवती मम एकसखी अस्ति सा मां सूचयति अत्र रिक्तता अस्ति अतः अहम् आगतवती व्याक्रियन्ते अनेन इति उत्पद्यते

इति व्याकरणम् आम् लघुसिद्धान्तकौमुदी सिद्धान्तकौमुदी महाभाष्यं परिभाषेन्दुशेखरः भूषणसारः वाक्यपदीयं परमलघुमञ्जूषा सहितः

वरदराजः महाभाष्यस्य कर्ता महर्षिपतञ्जलिः विद्या ददाति विनयं विनयाद् याति पात्रता पात्रतां धनमाप्नोति धनाद्धर्मं ततस्सुखम्

विद्या विनयदाने विद्यायाः विनयदानं भवति विनयात् पात्रता विनयात् पात्रता आगच्छति पात्रत्वात् धनं धनं धनम् आगच्छति अत्र यत्र धनाद्भवति यत्र धर्मः भवति तदा एकं तदा एव सुखम् अनुभूयते अस्तु महोदय धन्यवादः